मम इष्टतमं पुस्तकं निबन्धरचना अस्ति निबन्धरचना पुस्तके ज्ञानम् अथवा भाषालाभाय ज्ञानं संवर्धनाय भाषा अपि अधिकारं प्राप्तुं शक्नोति तेन कारणेन अहं निबन्धरचना इष्टतमं पुस्तकम् अस्ति तेन पुस्तकेन अहं सामाजिकव्यावहारिक परम्परा ज्ञानं कृतवान् पुस्तके भाषा अधिकारं प्राप्तवान् एतावत् कारणेऽपि अहं निबन्धरचना अनेकानि निबन्धरचनानि पठितवान् अधीतवान् वा